नमो नमः अहं भवतां सैट् तः आन्लैन् माध्यमेन कुर्ती द्वयम् आर्डर् कृतवती आसं तत्र एकं कुर्ती तु अहं यत् सेलेक्ट् कृतवती तदेव अस्ति किन्तु तत् कुर्ती छिन्नमस्ति अतः अहं तद् धर्तुं न शक्नोमि कृपया तद् अहं रिटन् करोमि तत् स्वीकरोतु पुनः द्वितीयं यदस्ति तद् मया आर्डर् न कृतं नाम अहं यद् आर्डर् कृतवती तदेतद् नास्ति भिन्नमेव आगतमस्ति अतः अहं तदपि स्वीकर्तुं न शक्नोमि कृपया तद् स्वीकरोतु